नमो नमः महोदय नमो नमः कथं सन्ति भवन्तः हा शोभनं शोभनम् आमामां कुशली अस्मि सम्यक्तया प्रचलति अधुना तु विद्यालये एव अस्मि अहं कक्षायाम् अस्मि भवान् भवान् अपि भवतां कक्षायां व वर्तते आम् आम् आम् आम् आं समीचीनम्

आम् आं वयं कि किञ्चित् साप्ताहिकम् एकम् एकसप्ताहात्मकम् किञ्चित् कार्यक्रमम् इति निर्मित्वा अपि च चर्चां कर्तुं शक्नुमः तेषां कार्याणां परिपालनं समये समये भवेत् इदं सर्वं विचारयितुं शक्नु शक्नुवन्ति आं तो आम् अस्मिन् दिवसे अद्य तु प्रातः दशवादने यदा छात्राः कक्षासु आगमिष्यन्ति तदा छात्रान् वयं किञ्चित् अस्माकं बोधयामः अस्माकं या शैली अस्ति अथवा अस्माभिः यत् किमपि विचारितं वर्तते तं तत् सर्वं तान् बोधयामः इतः अस्मिन् सप्ताहे वयं इदमिदं कुर्मः आम्

आम् आं सत्यम् अ आं व्याकरणं पूर्वं तु व्याकरणस्य सन्धिप्रकरणं अथवा तु शब्दविवरणविन्यासः इत्यादिकं किमपि स्वीकृत्य आम् आम्

आम् आम् आं सत्यम् आम् आं तेषां वृद्धिः ज्ञानस्य वृद्धिः भविष्यति बोधाय इत्थं सम्यक् भविष्यति आम्

अ ए आं स्वच्छतापख्वाडा अपि अस्ति परन्तु यत्किमपि वयं छात्रान् पाठयामः तस्य किञ्चित् मध्ये मध्ये छात्रान् उक्त्वा किञ्चित् तान् तान् वदामः किं यत् भवद्भिः अपि यत्किमपि अवगतं तत्सर्वं किञ्चित् प्रयोगद्वारा अस्मान् दर्शयन्तु आम्

आम् आम् आम्

आम् आं सत्यं सत्यं किञ्चित् आम् आम् आम् आं वार्तालापः आम् आम् आम् आं सम्यक् भविष्यति ग्य् ज्ञानं भविष्यति अच् सन्धेः उदाहरणं शब्दानां विन्यासः इत्यादिकं आम् आम् अतीव अतीव शोभनं भविष्यति रुचिकरम् अपि भविष्यन्ति भविष्यति छात्राः तत्र भागं स्वेच्छया भागं ग्रहणीयं ग्रह सन्ति अस्तु अस् एवञ्च आं भवान् उक्तवान् यत्किमपि एतद् करणीयं यत् स्वच्छताविषये किमपि भवान् भवान् उक्तम् आम् आं सत्यम् आम् आम् आं हु आम् आम् आम् आं समीचीनं भविष्यति अस्माकं केषान् काँश्चन छात्रान् स्वीकृत्य अत्र अस्माकं यद् परिसरस्य बहिः यत्किमपि ग्रौण्ड् अस्ति तत्र सम्मार्जनम् इत्यादिकमपि कारयामः एवञ्च बहिः यानि वृक्षाणि सन्ति पादपानि सन्ति तत्र किञ्चित् सम्मार्जनं जलम् इत्यादिकं तत्र प्लावनम् आमाम् आम् आम् आं हरिः ओं नमो नमो नमः पुर्नमिलामः हरिः ओं धन्यवादः आम्